अस्माकं प्रदेशे गृहे वा तत्र चाय निर्माणस्य प्रक्रिया एवं वर्तते मया यद्दृष्टं तदनुसारमेव कथयामि आदौ किञ्चित् भिन्नतया एव क्षीरं पात्रे संस्थाप्य सिद्धतां कुर्वन्ति एवम् अनन्तरम् अन्यस्मिन् एकस्मिन् पात्रे चायचूर्णं जलेन तत्र एव सिद्धतां कुर्वन्ति यदा चायचूर्णं सिद्धः भवति तदनन्तरमेव तत् तस्मिन् चायचूर्णे क्षीरं मिलित्वा क्षीरस्य मेलनेन तदनन्तरम् इलैचि भवतु तत्र तुलसीपत्रं वा भवतु इति तत्सर्वम् तस्मिन्नेव तस्मिन् चायमध्ये संस्थाप्य सिद्धं कुर्वन्ति तदनन्तरं बहु स्वादिष्टं चायं भवति